उद्योगम् अतिरिच्य मम इष्टतमं कार्यम् एतदस्ति यत् बालेभ्यः अपि च वृद्धेभ्यः ज्येष्ठेभ्यश्च संस्कृतसम्भाषण

अपि च मम कार्यान्तरं वर्तते भारतीयसनातनग्रन्थानां पारायणम् अपि च यत्र कुत्रापि भारतीयसंस्कृतेः कार्यं प्रचलदस्ति तत्र स्वात्मानं नियोजयामि अपि च मम अभिरुचिः कर्णाटकशास्त्रीयसङ्गीतस्य अभ्यासः भारतीयग्रन्थानां तत्त्वशास्त्राणां पठनं पाठनं च